हरिः ओम् आरक्षकः महोदयः मम स्यूतः नष्टः अस्ति यदा मया याने गम्यमानमासीत् तदा मम स्यूतः नष्टः तस्मिन् मम आभरणं मम धनं सर्वमासीत् अतः तन्नष्टमस्ति इदानीम् हा मया मल्लेश्वर तः मेजेस्टिक् गम्यमानमासीत् मया याने बि एम् टि सि बस्याने अहम् आसं तदा एवं जातम् अहं जागरूकासं पुनश्च सम्मर्दः आसीत् याने सम्मर्दः आसीदिति कृत्वा तदेव ज्ञातं कथं चौ चौर्यं जातमिति अतः किञ्चित्तद्विषये यतः मया गम्यमानमासीदिति कृत्वा कुत्र मया वक्तव्यम् इति न ज्ञातं कस्मिन् आरक्षकस्थाने वक्तव्यम् अतः मया किं कृतं मल्लेश्वरम् आरक्षकस्थाने एव मया विषयः ज्ञापनीयः ज्ञापितः अस्ति एय्ट् जि़रो फ़ै जि़रो नैन् सेवेन् वन् त्री वन् नैन् स्यूतस्य वर्णः रक्तवर्णः आसीत् धनं दशसहस्रम् आसीत् पुनः मम एकं ग्रैवेयकम् ग्रैवेयकम् एकमासीत् कर्णाभरणम् आसीत् कङ्कणं च आसीत् सुवर्णस्य नासीत् नासीत् द्विसहस्रस्य अहं चिन्तयामि द्वयम् आसीत् अवशिष्टं पञ्चाशत् आमाम् पुनश्च इदं तु मया ल् स्थापितं नाम वित्तकोषे स्थापनीयमिति स्थापितम् इदं त्यक्त्वा पुनश्च किञ्चित् आसीत् अहं कति इति न ज्ञायते मम कृते परन्तु आसीत् ष षड्शतं स्यात्

पुनश्च मम स्यूतः अपि अति मौल्ययुक्तः गुचि कम्पेनि आसीत् अतः तदपि अपेक्ष्य गुचि न न तस्य कृते पञ्चाशत्सहस्रम्

हा हा आम् अस्तु धन्यवादाः आम् धन्यवादः